इष्टानिष्टविचारः सर्वत्र विद्यते सामूहिकचारणम् इष्टं वा अयं प्रश्नः सामूहिकचारणम् इष्टम् अनिष्टमपि भवितुं शक्नोति किमर्थम् इत्युक्ते इष्टं किमर्थं तस्य कारणं पृथग् वर्तते अनिष्टं किमर्थं तस्य कारणं पृथग् वर्तते सामूहिकचारणम् इष्टं किमर्थम् इत्युक्ते यदि एकाकी गच्छामश्चेत् यदि मध्ये किमपि जातम् वा दग्धं वा क्षतं वा स्वास्थ्ये कश्चित् क्लेशः उत्पन्नः तर्हि स्वयमेव स्वस्य सेवा वा सहाय्यं कर्तुं न शक्यते अस्मिन् प्रसङ्गे यदि अस्माकं समूहस्यात् चेत् चेत् अस्माकं समूहे भवाः अस्माकं मित्राः अस्माकं जनाः समूहस्थाः मित्राणि सहाय्यकरूपेण भवितुं शक्नुवन्ति एकाकी गच्छामश्चेत् तत्र आनन्दः पृथग् वर्तते तत्र स्वावलम्बत्वम् अनुभ अनुभवितुं शक्यते स्वावलम्बनस्य अनुभूतिः अपि च तस्य आनन्दः अपि पृथग् वर्तते सोपि ज्ञातव्यः किन्तु सामूहिकचारणमपि इष्टमेव तस्मात् उभयोः इष्टत्वं विविधेषु विषयेषु आश्रितम् तस्मात् सामूहिकचारणमपि इष्टम् एकाकि गमनमपि इष्टम्